सर्वकारीयचिकित्सालयेषु तावत् चिकित्सां प्राप्तुं सुलभं भवति वा कष्टं भवति वा इति तु प्रदेशस्य दर्शनेन ज्ञातुं शक्यते यतोहि केषुचित् प्रदेशेषु तत्रत्यः यः अधिपः भवति सः समीचीनङ्कार्यं करोति सर्वकारीयचिकित्सालयानां वर्धनं सम्यक् करोति चेत् तत्र कष्टं किमपि न भवति चिकित्सालयः अपि बृहन् भवति तत्र वैद्याः अपि अधिकाः लभ्यन्ते इत्येवं यः तत् पालयति तद्राज्यं पालयति अथवा तत् स्थलं पालयति तस्य उपरि निर्दिष्टं भवति नाम सः समीचीनं कार्यं कृतवान् इत्यतः तत्रत्यचिकित्सालये कष्टं नानुभूयते एवं तत्र जनाः अपि उद्योगिनः उद्योगिनः बहु उत्साहयुक्ताः भवन्ति यतोहि तेषां सम्यक् प्रतिदिनं धनं प्राप् प्रतीमासं धनं सम्यक् प्राप्यते एवं तेषां सेलरी सर्वं सम्यक् लब्धं भवति अतः ते समी सम्यगेव कार्यं कुर्वन्तः भवन्ति अतः पञ्चीकरणादिषु सहायं लभ्यते एव किन्तु यत्र अधिपः दुर्बलः सम्यक् कार्यं न करोति अथवा बहु स्वार्थी वर्तते धनं सर्वं सः एव रक्षति ब्लाक् मनि करोति इत्यादिकं भवति तत्र तु सर्वकारीयचिकित्सालयाः सम्यक् न भवन्ति तत्र तत्र विद्यमानाः जनाः अपि जनाः अपि तादृशभ्रष्टकार्यं कुर्वन्तः भवन्ति एवं यः तत्र अधिपः भवति तत् स्थानस्य अधिपः भवति तस्य उपरि इदं सर्वं निर्दिष्टं भवति अतः च सर्वकारीयचिकित्सालयेषु चिकित्सां प्राप्तुं सुलभं भवति कदाचित् कदाचिद् कष्टमपि भवति इदं सर्वं तत्रत्यं स्थलात् स्थलाधारेण ज्ञातुं शक्यते इति